मूल्याङ्कनां मुद्रानां पाशाणकन्डानाम् इत्यादि सङ्ग्रहणं किमर्थं करोति इत्युक्ते मनोरञ्जनार्थं करोति परन्टु तस्य एक सैक्षणिकमौल्यम् अस्ति किमर्थमित्युक्ते अस्माकं ज्ञानम् इत्या डिसिप्लिन् इत्यादयाः क्षेत्रे अस्माकं ज्ञानं वर्धदे तर्हि तस्य मूल्यमपि वयं ज्ञातुं शक्नुमः